हा नमस्कारः अहं चन्द्रमौळिकल्याणः इति भवन्तः चिन्तः असि एव सन्ति वा न तस्मिन् दिने यानशेषे किञ्चित् अड्वटैस्मेण्ट् कृतम् आसीत् खलु भवद्भिः तत्र अड्वटैस् कृतमासीत् हा एवम् एवमेवमेवं इ इदानीमपि कस्मिञ्चित् विषये अड्वटैस्मेण्ट् कर्तव्यं भवति तत्र भवतां समयः अस्ति न वा इति ज्ञातुम् इच्छामि

अद्य अद्य अद्य न शक्यते चेत् चिन्ता नास्ति हा श्वः वा परश्वः वा भवितुमर्हति यथानुकूलं भवन्तः सूचयन्तु तत् एवम् एवं तत्र किमस्ति इत्युक्ते गार्नियर् फ़ेस्क्रीम् अस्ति अस्य अड्वटैस्मेण्ट् कर्तव्यं भवति तत्र चार्कोल् उपयुज्य तत्क्रीम् निर्मितमस्ति हा तदर्थम् एड्वटैस्मेण्ट् निमेषः नाम एकस्मिन् सेकेण्ड् मध्ये एकस्मिन् क्षणे भवेत् इति आशयः आसीत्

हा एकस्मिन् निमेषे इति आशयः हा तत्र किं भवद्भिः मुखे किञ्चित् ब्लाक् कलर् वत् स्थाप्यते हा तत् ततः परं एवं बहु ट्राफ़िक् मध्ये भवन्तः भवन्ति तत्र दिनद्वयम् एवमेव अनुभूतं किं ब्लाक् कलर् जायते मुखमिति ततः परं केनचित् मित्रेण इदं क्रीम् अस्ति गार्नियर् क्रीं तदुपयुज्यते चेत् तत् जम्स् सम्यक् भवन्ति नाम जेम्स् कृते अट्ट्याक् करोति तत् इति सः वदति तत् भवान् उपयुज्य अग्रिमदिने कार्यालयं प्रति गच्छति सायं पर्यन्तं मुखे स एव उत्तेजः दृश्यते इति एवं रीत्या अड्वोटैस्मेण्ट् भवति इदं कर्तुं शक्यते वा हा तत्र भवद्भिः मुखे यदा उत्तेजः दृश्येत तथा ब्ल्याक् ड्रस् इति चिन्तितं भवताम् इतोपि किञ्चित् अन्यत् ड्रस् इच्छन्ति वा ब्ल्याक् एव पर्याप्तं वा हा सम्यक् भवति खलु कृष्णवर्णीयः अस्तु एवं कृष्णवर्णीययुतकम् अधः अपि तदेव भवद्भिः एवं गम्यते तत्र आग्रिमदिने तद् फ़ेस्क्रीम् अप्लै कृत्वा गम्यते एवं सायं पर्यन्तं तथैव उत्तेजः भवति अकर्षकाः भवन्ति एवं सीन् क्रियेट् कृत्वा अड्वटैस्मेण्ट् क्रीयते तत्र भवतां समयः अस्ति खलु तर्हि श्वः हा हा तर्हि अस्तु अस्तु तर्हि श्वः दशवादने तर्हि अहं प्रार्थयामि अस्तु धन्यवादः अस्तु अस्तु धन्यवादः अस्तु धन्यवादः